बाल्यकालतः मम शिक्षणे एव रुचिः आसीत् अपि तु परिसरस्य कारणतः गृहे या अवस्था आसीत् तत् कारणतः अहम् अधिकं शिक्षणं पातुं न शक्तवती अहम् एकषष्ठितमेवर्षे मम तदा एस् एस् एल्सी इति आसीत् तत् कृतवती अनन्तरं महाविद्यालयं गन्तुं न शक्तवती अतः शीघ्रम् वृत्तिं प्राप्तवती आर् एम् एस्मध्ये कार्यं कृतवती अष्टादशवर्षाणि यथा समापितवती तदा अहं शीघ्रम् कार्यार्थं गन्तुं शक्तवती अनन्तरम् अष्टादशवर्षतः कार्यम् अपि कृत्वा अन्य शिक्षणं कृतवती सीवनशिक्षणं शिक्षणे टिसिडब्ल्युसिजि कृतवती अनन्तरं सङ्गीतविषये किञ्चित् गृहम् एव आगत्य माम् मम आचार्यः पाठितवान् मया सह मम भगिन्याः अपि पाठितवन्तः सङ्गीतं पठितवन्तः अनन्तरं मम अनुजः यदा महाविद्यालयस्य शिक्षणं समापितवान् सः उक्तवान् भवता अपि महाविद्यालयस्य शिक्षणं स्वीकरणीयं अतः अहं महाविद्यालयम् आवेदनं कृत्वा मम बिकां पठनं पूरितवती अनन्तरं विवाहः जातः अहं तमिळ्नाडुप्रान्ते आगतवती यदा बाल्यकाले अहं पठितवती तदा तत्र हिन्दी आसीत् अहं तमिळ्भाषां न जानामि अतः अत्र आगत्य माम् अहं हिन्दीं जानामि अतः सर्वे माम् भवती हिन्दीं पाठयतु इति उक्तवन्तः अहं पूर्वं वर्धा युनिवर्सिट्याः हिन्दीं पठितवती अतः अत्र दक्षिणः तमिळ्नाडुमद्ये दक्षिणभारतप्रचारसभा इति एका हिन्दीसंस्था आसीत् तत् तान् तत्र गत्वा मम मया हिन्दीं पाठनार्थम् पृष्टवती ते तेषां परीक्षां यदा अहं दास्यामि तदा एव ते अनुमतिं दातुं शक्नुवन्ति इति उक्तवन्तः अतः हिन्दीभाषया अपि एम्मे कृतवती अनन्तरम् एकाधिकद्विसहस्रवर्षतमे वर्षे तमे वर्षे संस्कृतभारतीतः उमामहेश्वरी नाम्ना एका भगिन्या आगत्य अत्र संस्कृतभारती शिबिरं वयं चालयामः बव् भवती आगच्छति वा इति पृष्टवती अतः तत्र यदा अहं गतवती तदा बाल्यकाले मया यत् संस्कृतं पठितं तस्य सर्वस्य स्मारणम् अभवत् अनन्तरं वर्षद्वयात् संस्कृतभारत्याः कोविदं कृत्वा अनन्तरम् अग्रे पठनं चालनीयं पठनम् इति मम पठनशक्तिः पठनरुचिः अधिका जाता अतः चित्तूर् गीर्वाणीसभा अस्ति तस्य परीक्षां दत्तवती अनन्तरम् अस्माकं संस्कृतभारत्याः प्रशिक्षणम् अपि प्रशिक्षणार्थम् अपि गतवती तत्र के सोलुतः एम्मे संस्कृतं करणीयम् इति मम इच्छा वर्धितम् अतः तत्र काण्ट्याक्ट् कृत्वा तत्रापि मम सप्त अश् षष्ठीवर्षे अहम् एम्मे कृतम् एम्मे संस्कृतं कृतवती इति भगवता माम् शक्तिं दत्वा दत्वा मम पठनस्य रुचिः अधिकं जाता आम् तत् कर्तुं शक्तवती तत् भगवता आशिर्वादेन एव